अहं कोयम्बतूर्नगरे वसामि मम प्रदेशे आजीविकायाः कर्मकाराणां मुख्यस्रोतः टेक्स्टैल् इण्डस्ट्री एवं मोटर् इण्डस्ट्री सन्ति सन्ति जनाः सर्वकारीयां वृत्तिं एवं वैयक्तिकवृत्तिं बिज़्नेस् एव इच्छन्ति कोयम्बतूर्नगरे कोऽपि उद्योगरहितः नास्ति साधारणतः किमपि एकं कार्यं मध्ये व्यस्तः आसीत्